तत्र अस्मिन् वर्षे वयं मे मासे तत्र हिमालयङ्गतवन्तः तत्र इदानीं का समस्या इत्युक्ते भाषा समस्यैव भवति प्रादेशिकसमस्या न भवति आहरसमस्यापि चत्र भवति यथा अस्माकं गृहे अथवा अस्मिन् राज्ये कर्णाटकराज्ये तत्र या व्यवस्था भवति सा व्यवस्था उत्तरभारते न भवति तत्रापि हिमालयप्रदेशे न भवति तत्र अतीवशैत्यं भवति नद्याः पूर्णप्रमेण प्रवहन्ति तत्रापि तदपि अस्माकं महान् क्लेशः आसीत् तत्र पर्वतस्य मूलभागे वयं वसामः तत्र टेण्ट् मध्ये वसामः तत्रापि अतीवशैत्यं यता अस्माकं राज्ये अत्र भवति तादृशवातावर्णः तद्वातावर्णः न भवति अतः महान् क्लेशः अस्माभिः अनुभूतः अस्ति भाषासमस्या अपि भवति अत्र वयं कन्नडं जानीमः तत्र आङ्गलभाषा वा अन्यभाषा वा प्रादेशिकभाषा वा भवति तां भाषां वयं सम्यक् न जानीमः अतः अस्माकं व्यवहारेपि सा भाषा अस्माकं महती कष्टं ददाति स्म किं कुर्मः अनुभूय वयं व्यस्तः आगतवन्तः इति वक्तुं शक्नोमि